जनानांमध्ये म उचितं प्रभावम् एव जनयन्ति जनयन्ति तत्र अस्माकं प्रदेशे स्थानीयाः वार्तापत्रिकाः बहु अधिकाः इति कारणात् जनाः तान् पठित्वा विषयान् ज्ञातुं शक्यन्ते एव अतः अस्माकं प्रदेशे सर्वे यत्र किमपि यत्रकुत्रापि किं भवति इति ज्ञातुं शक्यन्ते परन्तु अस्माकं प्रदेशे किं भविष्यति अथवा किं भवति इति अन्यत्र अपि ज्ञातुं वा अवसरः दातव्यः इति मम चिन्तनम् अतः अस्माकं स्थानीया वार्तापत्रिका स्थानीयाः वार्तापत्रिकाः तादृशं वा यत् किमपि विषयसङ्ग्रहणं कुर्वन्ति तेषां प्रचारम् अन्यत्र अपि कुर्वन्तु इति मम अभिप्रायः